अहं हैद्राबाद् नगरे वसामि अत्र हैद्राबाद् नगरे द्वौ महाविद्यालयौ स्तः एकं तु मम क्षेत्रस्य समीपे एव वर्तते हैद्राबाद् सेण्ट्रल् युनिवर्सिटि नाम्ना अत्र मम क्षेत्रस्य समीपे एव अन्तिक अन्तिकायामेवे अस्ति अन्येकं तु उस्मान्या युनिवर्सिटि नाम्ना सिकन्द्राबाद् मध्ये अस्ति मम पुत्रः तु मम परिवारस्य जनाः कोपि तत्र न पठितवन्तः एव मम कनिष्ठपुत्रः मम कनिष्ठपुत्रः तु दिल्लि ए वि टि युनिवर्सिटि य् मध्ये एरोस्पेस् इञ्जिनियरिङ्ग् कृतं कनिष्ठपुत्रः दिल्ली अ वि टि युनिवर्सिटि मध्ये एरोस्पेस् इञ्जिनियरिङ्ग् कृतं हेच् सि युनिवस्रिटि तु मया द्वित्राणिपर्यन्तं मया गतं तत्र अतीव सम्यक् भवति अन्येकं संस्कृतं डिपार्ट्मेण्ट् तत्र संस्कृतं डिपार्ट्मेण्ट् मध्ये एकं कार्यं कर्तुं द्वित्राणि पर्यन्तं मया तत्र गतमिति